हा हरिः ओं आम् आं नमो नमः आं किं जातं कुतः भाषणम् आं

आमां रात्रौ कुत्र स्थितं भवद्भिः

आं आम् आम् आम् यानस्य सङ्ख्या का यानम् आमां

ई फोर् टु जीरो तस्य टङ्कणं क्रियतां यानं कति मासाः अतीताः यानस्य कति वर्षाणि वा आमामाम् आं हा अस्तु भवतां यानस्य आम् आमां यानस्य अपहरणविषये भवतां कस्यचिद् विषये संशयः अस्ति वा

अस्तु आमां यानस्य इन्शुरेन्स् इत्यादिकम् अस्ति वा गोडि डाक्युमे गाडि डाक्युमेण्ट्स् एतादृशं सर्वं

आं हा आमामाम्

एतद् महोदय तत्सर्वम् अस्माकं पीडनं न व्यवस्थायाः रक्षणार्थमस्ति अस्तु तर्हि इदानीम् एवं कुर्मः आमामाम् एवं कुर्मः अहं अस्तु अस्तु मास् आमाम् आं आमामां न महोदय आमां आमाम् आं महो म मास्तु मास्तु एवं क्लेशः मनसः मास्तु वयं तस्य परिहारार्थं पूर्णतः प्रयत्नं कुर्मः इदानीमहं दूरवाण्या एकं फ़ार्मेट् प्रेषयामि तत्र भवतां विवरणं गृहसङ्केतः यानसङ्ख्या अनन्तरं यत्किमपि गृहे तस्य तत्म्बद्धं डाक्युमेण्ट् अस्ति चेत् तत् अप्लोड् कृत्वा भवन्तः प्रेषयन्तु वयं दिनत्रयाभ्यन्तरे यानं कुत्र अस्ति पुनः तस्य प्रापणं कथं भवितुमर्हति इति वयम् अवश्यं भवद्भ्यः सूचयिष्यामः अनन्तरं यानविषये भवद्भिः अग्रे जागरूकैः भाव्यं या गृहस्य अन्तः यानस्य स्थापनं भवद्भिः करणीयं अस्माकमपि किञ्चित्

आमामां इत्युक्ते अस्माकमपि अन्वेषणं पुनः ट्रेडिशनल् थीव्स् इत्यादयः भवन्ति खलु तेषु सर्वत्रापि विचारणमेतत्सर्वं करणीयं भवति अतः भवन्तः किञ्चित् आमां करिष्यामः इदानीमहं यद् फ़ार्मेट् प्रेषयिष्यामि तत् प्रपूर्य भवद्भिः प्रेषणीयम् अनन्तरमहं सम्भाष्य विचार्य भानुवासरे दूरवाणीं करिष्यामि इत्युक्ते तस्य अन्वेषणव्यवस्था ततः आरभ्यते ततः सम्पूर्णम् इदानीं भवद्भिः फ़ार्मेट् फ़ार्म् फ़ार्मेट् पूरयिष्यते चेत् तद् वयं तद् डिजिटल् मध्ये योजयिष्यामः तेन सर्वत्रापि तद्यानं कुत्रचिद्वा अटेत् हा तदनुक्षणं नाम गृहीतं भवति वयं ततः एव स्केन् करिष्यामः अनन्तरं भवतां याने किमपि सिं योजनं तादृशं कृतमस्ति वा तादृशं न आमां नास्ति तर्हि सेट्लैट् ट्रे ट्रेकिङ्ग् एतादृशं न भवति अन्यदिदं मेन्युवल् ट्रेकिङ्ग् एव करणीयं भवति अस्माकं ये केचित् तत्र कर्मकराः सन्ति पोलिस् जनाः ते दक्षाः सन्ति तदर्थमेव कश्चिद्गणः अस्ति सः गणः अवश्यं भवतां यानम् अन्वेक्ष्यति वयं दास्यामः कृपया भवतः हा न न न ये न न भवतां सेवार्थं सेवार्थमेव वयं स्मः तादृशं सर्वं भवद्भिः न वक्तव्यं केवलं भवद्भिः कम्प्लेण्ट् एकं कम्प्लेण्ट् आमां

आमाम् आम् आमामाम् अवश्यं भवद्भ्यः वयं सन्देशान् प्रेषयन्तः भवामः भानुवासरे दूरवाणीं करिष्यामः आम् आमाम् आम् नमो नमः महोदय